हरिः ओम् अद्य सायं मया उडुपीतः बेङ्गलुरुनगरं प्रति गन्तुं केब् बुक् कृतम् आसीत् किन्तु अधुना किञ्चित् समस्या जाता अहं तु इदानीं कार्यनिमित्तेन मङ्गलूरुनगरे आगतवान् अस्मि अतः भवान् अत्र आगत्य मां पिकप् कर्तुं शक्नोति वा अहं तव दूरवाणीं प्रति मम लोकेशन् प्रेषयामि तत्रैव आगच्छ भवान् शीघ्रमेव आगच्छतु तत्र बेङ्गलूरुनगरे श्वः प्रातः एव मम मीटिङ्ग् वर्तते अतः विलम्बः मास्तु शीघ्रमेव आगच्छतु भवान्